शालायां मम इष्टतमः विषयः इतिहासः इति समाजविज्ञानम् इति आधुनिकभाषायां कथ्यते सः विषयः मम बहु इष्टतमः यतोहि तस्मिन् विषये अस्माकं देशे ये ये राजानः सम्भवताः तैः किङ्किङ्कार्यङ्कृतं तेषां पराक्रमः कीदृशः आसीत् तेषां राज्यविस्तरणे तेषां योगदानं किम् इति बहु समीचीनतया तस्मिन् विषये भवति अतः मम बहु इष्टतमः विषयः शालायाम् इतिहासः आसीत्